सस्यानां विषये इत्यादिकम् अथवा फ़ार्मि फ़ार्मिङ्ग् विषये तावद् ज्ञानं नास्ति तथा वदामि अस्माकं प्रदेशे हुब्बळ्ळीनगरे तत्र रैस् बहु रैस् तथा पाडी इति एतेषां धान्यानां वर्धनं बहु वर्तते तथा च अस्माकं नगरे संवर्धनमपि बहु जायमानं वर्तते अन्येषु नगरेषु यथा तद् बह यदा रोड् इत्यादिकं निर्माणं कुर्वन्ति तदा वृक्षाणां कर्तनं भविष्यति परन्तु अस्माकं गृहस्य समीपे नाम हु्ब्बळ्ळि नगरे तु तथा न जातं यदा ते वृक्षाणां कर्तनं कृतवन्तः रोड् निर्माणम् इत्यादिकं तदर्थं तदा रोड् निर्माणानन्तरं मध्ये बहु बहून् वृक्षान् स्थापितवन्तः येन इदानीं बहवः वृक्षाः वर्धिताः जाताः तेन अस्माकं नगरम् इतोऽपि बहु ग्रीन् इति जातं बहु ग्रीन् सिटि इति दृश्यते पूर्वम् अन्ये अन्येषु नगरेषु तथा तथा नास्ति यथा अहं दृष्टवती बेङ्गळूरु इत्यादिकानि यानि बृहन्नगराणि सन्ति तत्र तु तथा नास्ति बहु पोल्युषन् भविष्यति देहिल्याम् अपि बहु पोल्युषन् अस्ति परन्तु अस्माकं नगरे तु यदा वृक्षाणां स्थापनं जातं तदा वयं बहु सन्तोषम् अनुभूतवन्तः अतः यद् अहम् एतद् वक्तुमिच्छामि यत् यदि वृक्षस्य कर्तनं भवति चेत् तदुत्तरक्षणम् एव पुनः अन्यस्य वृक्षस्य अथवा अन्यस्य पादपस्य वा वर्धनं कुर्वन्तु इति